हरि ओम् आ अहं लक्ष्मीकान्तः इति महोदय अहं तिरुपतिमागतवानस्मि अहम् इण्टर्नेट् मध्ये भवताम् एतत् प्रोफैल् दृष्टं महोदय भवान् अत्र सम्यक् दर्शयति इति अतः अहम् किञ्चित् द्रष्तव्यम् आसीत् तिरुपतिं प्रथमवारम् आगतवान् अस्मि किं किम् अस्ति इति किञ्चित् वक्तुं शक्नोति वा आम् आम् अहं दिनद्वयं तिष्ठामि महोदय आम् आम् आम् आम् आम् आम् महोदय आम् महोदय आम् महोदय

हा अहम् एकाकी अस्मि आम् आम् आम् आम् आम् आम् वदन्तु

आम्

एवं महोदय

ओहो ओ समीचीनम् आम् सम्यक् महोदय तत्र नारायणवनम् इति दृष्टवानस्मि महोदय तत् कुत्र

हरि ओम् न श्रूयते वा हा आम् अस्तु महोदय हा एवम् आम् आम् महोदय

एवं महोदय एवं महोदय एवं महोदय गोविन्दराजमन्दिरमित्युक्ते कुत्र भवति महोदय तत्रैव वा ओ एवम् आम् अस्तु महोदय धन्यवादः हा अवश् अव अवश्यम् अवश्यम् कन्फर्म् रूपेण वदामि महोदय आगच्छामि महोदय धन्यवादः महोदय